अहं पत्रिकासु मासिकपत्रिकासु च यानि लेखनानि आगच्छन्ति तानि पठन् आसम् तेन मम कृतेपि किमपि स्वबुद्ध्या किमपि लेखनीयम् इति जिज्ञासा जाता एवं मम आदर्शव्यक्तयः वर्तन्ते यत् लेखनं यानि लेखनानि पठितानि तत्र रोहितचक्रतीर्थः चक्रवर्तीसूलीबेले प्रेमशेखरः इत्येताः इत्यादयः अपि मम आदर्शव्यक्तयः पूर्णचन्द्रतेजस्वी यथा ग्रन्थं स्वीकुर्मः चेत् एवं ग्रन्थं नाम कथापुस्तकं स्वीकुर्मः चेत् पूर्णचन्द्रतेजस्वी इत्येवं मम कृतेपि परिसरस्य विषये प्रकृतेः विषये एवं जलस्य पर्वतादिषु पर्वतादीनां विषये समाजस्य विषये सर्वाधिकारस्य विषये इत्येवं सर्वस्यापि विषये किञ्चित् किञ्चित् ज्ञानं प्राप्तवान् येन च ममापि मयापि लेखनीयम् इति जिज्ञासा जाता तेन अहं तावत् प्रकृतिविषये किञ्चित् लिखितवान् अनन्तरं किञ्चित् कल्पनायाः विषयेपि अनन्तरं स्वर्गस्य मोक्षस्य इत्यादि विषयेऽपि मया लेखनानि लिखितानि एवम् अग्रेऽपि कन्नडभाषायाम् एतावत् लिखितम् अस्ति अन्यासु भाषासु अपि लेखनीयम् इति जिज्ञासा वर्तते तत्र इदानीमपि पत्रिकासु लेखनानि आगच्छन्ति तानपि अहं पठामि मया लेखं लेखनानि रोचन्ते लेखनेषु एकैकस्य लेखकस्यापि एकैकः रसः भवति तेन तत्र प्रतिपाद्यमानः विषयः अपि भिद्यते एवम् एकैकः कथारूपेण लिखति एकस्तु सम्भाषणरूपेण एवं तेषामिच्छानुसारं ते लेखनं लेखनम् आरचयन्ति तेषां सबुद्ध्या स्वेच्छया लेखनं भवति एवम् अस्माकमपि इच्छा ए एवम् आसक्तिः यदि भवति तर्हि अस्माभिरपि लेखनं लिखितुं शक्यते एवं सर्वेषां लेखकानाम् उपरि यदि विश्वासः भवति तर्हि ते लेखनं सम्यक् लिखितुं शक्नुवन्ति यदा तु प्रभावी लेखने प्रभावी भवेत् चेत् तेन बहु यत्नः कर्तव्यः भवति येन च सः उत्तमं फलं प्राप्तुं शक्नोति एवम् मम विषये मम लेखनस्य विषये अहम् वक्तुम् इच्छामि